हरिः ओम् अपि आगन्तुं शक्यते श्रीमन् अपि आगन्तुं सक्यते आगच्छामि आगच्छामि प्रणामः प्रणमामि प्रणमामि श्रीमन् आम् आम् आम् श्रीमन् आम् मम नाम कृष्णकान्तपाण्डेयः इदानीम् अहं केन्द्रियसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरे व्याकरणविभागे आचार्य पदेऽस्मि तत्र अहं व्याकरणं पाठयामि इतःपूर्वम् अहं विंशतिवर्षात् पूर्वं श्रीसीतारामवैदिक आदर्शसंस्कृतमहाविद्यालये अध्यापनं कर्म कृतवान् ततः परम् अत्र पन् आचार्यपरीक्षा मया सम्पूर्णानन्दसंस्कृतविस्वविद्यालयात् वाराणसीतः उत्तीर्णीकृता ततः साक्षादेव अहं नवनवत्युत्तर एकोनविंशतितमे बर्षे असु राष्ट्रियसंस्कृतसंस्थानस्य आदर्शमहाविद्यालये आम् श्रीमन् आम् मम यतोऽहि व्याकरणंं मुख्यविषयः विद्यते तत्र व्याकरणे यावन्तः ग्रन्थाः सन्ति प्रायः सर्वेसु ग्रन्थेसु मम तावत् अभिरुचिः विद्यते मम प्रावीण्यं विद्यते तथापि विशेषतः महाभाष्ये मम अभिरुचिः विद्यते यतोऽहि व्याकरणस्य अयं महाभाष्यग्रन्थः आर्करग्रन्थः विद्यते अस्मात् कारणात् महाभाष्यग्रन्थे मम अभिरुचिः विद्यते अथ च वैयाकरणभूषणसारग्रन्थः व्याकरणस्य दार्शनिकः ग्रन्थः विद्यते कौण्डभट्टेन विरचितः अयं ग्रन्थः तत्रापि मम अधिकरः विद्यते यतोहि तस्मिन्नेव ग्रन्थे मदी मदीयं शोधकार्यं कृतमस्ति अतः तत्रापि मम अधिकरः अथ च व्युत्पत्तिवादग्रन्थः विद्यते तत्रापि मम अधिकारः विद्यते तत्र व्युत्पत्तिवादग्रन्थमपि अहं अनेकवारम् अध्यापितवान् अपि च वैयाकरणसिद्धान्तकौमुद्यादयः आम् आम् आम् अवश्यं श्रीमन् अवश्यं एकस्तावत् नियमः विद्यते यत् यत् लिङ्गं यत्वचनं विशेषस्य तद् लिङ्गं तद् वचनं विशेषणस्यापि यथा नीलो घटः इति वाक्यं साधुः विद्यते यतोऽहि विशेषवाचकपदं घट पदमस्ति घट पदे तावत् प्रथमाविभक्ति एकवचनं विद्यते अर्थात् तथा च विशेषणवाचक विशेषणवाचकपदं विद्यते नीलपदं तत्रापि तावत् एकवचनं प्रथमा विभक्तेः एकवचनं विद्यते अतः नीलः नीलो घटः इति वाक्यं साधुः विद्यते किन्तु वेदाः प्रमाणम् इत्यत्र तादृशी गतिर्नास्ति तर्हि बे वेदाः इत्यत्र बहुवचनम् अस्ति प्रमाणम् इत्यत्र एकवचनं तर्हि कथं साधुत्वम् इति भवतां तात्पर्यं मन्ये तत्र तावत् एकः नियमः परिष्कृतः नियमः गदाधरभट्टाचार्येण कृतो विद्यते विशेषवाचक पदोत्तर विभक्ति तात्पर्यविसये संख्याविरुद्धः संख्यायाः यत्र विशेषणवाचकपदात् अन्विवक्षितत्वं तत्र समानवचनकत्वं नियमः यथा अत्र वेदाः प्रमाणम् इत्यत्र विशेषणवाचकपदं वेदपदं तदुत्तर विभक्ति तद् तात्पर्यसंख्या बहुत्वसंख्या आमाम् आम् आम् आम् प्रणाम प्रणम् प्रणमामि श्रीमन् प्रणमामि अन्यत् आम् आम् प्रणमामि श्रीमन् प्रणाम्